चारणार्थं मया भूविन्यासः म बहु बहवः इष्यन्ते सर्वे इष्यन्ते पर्वताः वा वनानि वा तटीयाः प्रदेशाः सर्वेपि मया इष्यन्ते कुतः इति चेत् पर्वतेषु पर्वतारोहणं बहु सम्यक् भवति पर्वतारोहणकाले यदि मित्रैः साकं भवामि तर्हि तत्र कुचोद्यं तेषां तेषां निकटे सम्भाषणम् अथवा पर्वतारोहणकाले पार्श्वे विद्यमानाः वृक्षाः तत्रत्य फलानि इत्यादिकम् आस्वाद्य पर्वतारोहणं क्रियते तैः सह सम्भाषणं कुर्वन्तः पर्वतारोहणं कृतमित्येव न भासते शान्तिरेव न भवति इति इति इत्यतः पर्वतरोहणमपि भासते वनानि कथमित्युक्ते यदा मित्रे चारणं तु एकाकी न भवति मित्रैः साकमेव भवति अथवा मिलित्वा केनचित् साकं भवति यदा वनागमनं भवति तदानीं तत्रत्य मृगाः अनन्तरं पक्षिणः तत्रत्य वृक्षाः तत् फलानि पुष्पा पुष्पाणि नूतननूतनं पुष्पव् पुष्पाणि अपरिचिताः वृक्षाः गुल्माः इत्येवं भवन्ति तेषां दर्शनं वने यदि नदी भवति तर्हि तत्र मकरः स्यात् इत्यादिकं भयं तत्र वने गत्वा अट्टहासः इत्येवं सर्वं मया बहु इष्यते वन चारणे तटीयप्रदेशे तु तरणं कृत्वा साक्षात् तटे आगमनं तत्र उपवेशनं मित्रेस्साकं संवादः पुनः तरणं पुनः आगमनं तटे तत्र मिस्से मित्रैः साकं संवादः एवम् आदिनं तरणमेव कर्तुम् इच्छा भवति तथापि चारणमस्ति इत्यतः अर्धं समाप्यते इति खेदः भवति एवं चारणे बहु क्ला बहु स्थानं बहूनि स्थानानि इष्टानि एव सन्ति हिमपर्वतादिषु वनेषु किं रोचते इति उक्तमेव हिमपर्वतादिषु हिमः यदि पतद् भवति तत्कारणे यदि चारणं पर्वतारोहणं क्रियते तद् बहु सम्यक् भवति पर्वतणकाले साक्षात् यदि हिमभल्लूकः यदि आगच्छत् दृश्यते तदानीम् अस्माकम् व्यवहारं कथं कथं धावामः इत्यादिकं बहु सम्यक् हास्यप्रवृत्तिः सम्यक् हास्यचिन्तनं सम्यक् भवति मित्रैः साकम् एवं चारणविषये